अतः वयं पश्यामः यत् सम्प्रति यूटूब् अस्ति पुनः टिक् टोक् अपि आसीत् एवं हि कोण्टेण्ट् रैटिङ्ग् अपि आसीत् सम्प्रति ये भारतीयाः सन्ति ते यूटूब् मध्ये अपि स्वकीय स्वकीयम् अवकाशं बहु बहुदा पश्यन्ति कुतः इति पश्यन्तु यदा कोविड् इति आगतः खलु तदा तस्मिन् काले भारते शिक्षणसंस्थाः पिहिताः बहिर्गमनागमनं तत्र पिहितं तत्र मनोरञ्जनाय अपि किमपि तत्र साधनं नासीत् अतः सर्वेऽपि जनाः यूटूब् मध्ये आगताः तत्रैव सर्वेऽपि स्वकीयं कोण्टे नाम यत् किमपि अस्ति तेषां प्रति तेषां काऽपि प्रतिभा अस्ति नाम पाठयितुं यदि ते ते जानन्ति किमपि ते मनः रञ्जयितुं ते ते जानन्ति तर्हि तत् सर्वं ते यूटूब् मध्ये ते पश्यन्ति इदानीं पश्यतु यदि यूटूब् मध्ये आगताश्चेत् तत्र कोण्टेण्ट् अपि आवश्यकं खलु तर्हि तत्र कोण्टेण्ट् रायिटिङ्ग् अस्यापि अवकाशः जनानाङ्कृते आगतः एवमेव यदा संस्कृते विकासः जातः एवं हि नाम विकीपीडिया मध्ये अपि जनाः आगताः नाम गतेषु दशवर्षेषु इण्टर्नेट् प्रयोगस्यापि नाम प्रयोगोऽपि वर्धितः तेन जनाः यत्किमपि ते वाञ्छन्ति चेत् साक्षात् विकीपीडिया ते गच्छन्ति अतः तत्रापि नूतनाः नूतनाः यदि तत्र नाम न्यूज् आवश्यकश्चेत् सन्देशाः अपेक्षन्ते चेत् तदर्थं जनाः नूतन कोण्टेण्ट् रैटिङ्ग् इत्यत्रापि स्वकीयं नाम अवकाशं कल्पयन्ति